मम इष्टतमाः सङ्गीतज्ञाः अस्ति लतामङ्गेश्करः लतायाः गीतानाम् अन्यः विशेषः तस्याः स्वरस्य शुद्धता अस्ति तस्याः पूर्ववर्ती प्लेवैक् गायिका नूर्जहानः अपि उत्तमः गायिका आसीत् इति न संशयः तथापि तस्याः गीतेषु मादकः आनन्दः आसीत् लतायाः स्वरस्य मृदुता मोहिनी च अस्ति इदं प्रतीयते यत् लतायाः जीवनदृष्टिः तस्याः गायनस्य शुद्धतायां प्रतिबिम्बता भवति